हेलो नमस्ते सर् मम एकः फिवेडिङ्ग् फ़ोटो शूट् अस्ति तत्र भवतः फ़ोटो शूट् कर्तुं शक्यते अद्य यत् स्थाने कुत्र कुत्र फ़ोटो शूट् कर्तुं सम्यक् स्थाने अस्ति तद् वदतु आम् आम् अस्तु ते ते तर्हि तत्र कुत्र गत्वा अहं वयं फ़ोटो स्वीक्रियते क्रमः कुर्मः एवं ड्रेस् अपि कः आनयति आनीतवन्तः इति अपि कथयतु सम्यक् अस्तु आं भवतः किं कति कति दक्षिणा कति भवति अस्तु अस्तु एवं मम ग्रामः विनासूरस्ति अत्र विनासूर् मध्ये एकः ग्रामः ग्रामः अस्ति अस्तु तत्र शङ्करः नगरम् एकः ग्रामः अस्ति तत्र भवान् आगच्छतु अद्य दिनं सप्त सप्तमी अस्ति भवान् दश तारिका आगच्छतु तत्र तत्र मम पीवेडिङ्ग् शूटिङ्ग् अस्ति भवान् एव शूटिङ्ग् करोतु एवं भवतः अहं चिनोमि भवतः बहु सम्यक् फ़ोटो स्वीकरोति चेत् तेन कारणेन अहं भवतः फ़ोन् करोमि ते तर्हि भवान् आगच्छतु एवं फ़ोटो स्वीकरोतु मम इच्छा एव यः अस्ति मम प्रियः नम्बरः अस्ति सिक्स्टी सिक्स्टी अस्ति भवतः आगच्छतु अस्तु आमां थेङ्क् यू थेङ्क् यू धन्यवादः